प्राचीनभारतस्य प्रसिद्धराज्ञां नाम राज्ञा इम्मडि पुलिकेष कृष्णदेवराज शिवाजि महाराज अशोकचक्रवर्ति एरडने कृष्णदेवराज इत्यादय तत्र शिवाजिमहाराजस्य किञ्चित् विषयं जानामि एतेन तस्य पिता अवरङ्गजेबस्य समये अवरङ्गजेबस्य गृहं प्रति आस्थानं प्रति गतवान् भवति तदा पुत्रमपि शिवाजिमपि नीतवान् भवति तदा वदति स तस्य कृते राज्ञस्य कृते राज्ञा कृते नमस्कारं करोतु इति स तु प्रणामं करोतु इति तदा सः वदति तेषां कृते अस्माभि किमर्थं शरणं भवितव्यम् नमस्कार नमनं कुत कर्तव्यं ते यवना इति कृत्वा सः नमस्कारं न करोति लघुः चेदपि धैर्येण उक्त्वा ततः विरोधं कृत्वा बहिः आगच्छति